मम प्रदेशे शिक्षणव्यवस्था सुकरा भवति कथम् इति चेत् अहं संस्कृतशिक्षाय केन्द्रस्थाने अधिवसामि तादृशी व्यवस्था अवश्यं प्रत्यस्य वर्धने सम्यक् उपकरोति अस्मिन् नगरे महाराजसंस्कृतपाठशाला श्रीशङ्करविलाससंस्कृतमहाविद्यालयः जे एस् एस् महाविद्यालयः इत्यादयः विद्यालयाः प्रसिद्धाः भवन्ति ते छात्राणाम् अभ्यासविषये प्रमुखाः भवन्ति येतेषु विद्यालयेषु सर्वकारीय शालायाः परिस्थितिः प्रशं प्रशंसिका वर्तते